हरिः ओम् कः भवान् अहं राहुलः वदन् अस्मि हा तर्हि नाम भवतः गार् गृहे किमपि कार्यमस्ति वा हा किं तर्हि वदतु

किं कर्तव्यं हा प्याण्ट् तर्हि कथम् अस्ति भवतः गृहम् इति किञ्चित् विवृणोति वा भवान् तत्र प्लाश्टर् इत्यादिकं सर्वं समाप्तं वा

हो हो हा तत्र नाम किं रूम्स् कति सन्ति प्रकोष्ठाः कति सन्ति सप्तप्रकोष्ठाः सन्ति वा तत्र नाम अन्तः अन्तः अपि पेण्ट् कर्तव्यं वा हा बात्रूम्स् उपरि नाम बहिः पुनश्च ओहो यत्र फ़्यान् भवति किल हा भवति एव भोः अन्तः भवति चेद् उपरि न कर् करोमि वा करोमि सर्वत्र चिन्ता मास्तु कदा कदा

फ़्री अहं यदा भवामि तदा कर्तव्यं वा हा तत् सत्यं नाम र इदानीम् इदानीं तु तत्र केन्द्रियसंस्कृतविश्वविद्यालये राजीव्गान्धिपरिसरः अस्ति किल तस्मिन् परिसरे मम कार्यं प्रचलन्नस्ति अहं नाम प्रायः रविवासरे टु ओक्लोक् आगच्छामि वा मध्याह्नपर्यन्तमत्र कार्यमस्ति तदनन्तरमेव अहमागच्छामि आरात्रौ आरात्रौ कार्यं करोमि तत्र तु कोऽपि नास्ति किल तथा हा कथं करणीयं किं कलर् इति न अवगतं वदतु हा उक्तवान् हा हा अस्तु आगच्छामि